यदि तेभ्य नाम मित्रेभ्य परिवारेभ्य क्रीडितुम् इच्छा अस्ति तर्हि प्रशिक्षणं दातव्यं यदि भवति तर्हि अहं किञ्चित् जानामि अत अहमपि किञ्चित् पाठयितुं शक्नोमि यदि अदि आधिक्येन पाठनीयं भवति तर्हि पार्श्वस्थ ग्रामे तत्र दैहिकशिक्षका ते किञ्चित् अधिकं जानन्ति अत तेषां सम्पर्कं कृत्वा तेषां समीपे विनतिं कृत्वा तत्र व्यवस्था कारयितुं शक्यते तत्र ते मया यथा दृष्टं तथा तु पाठितुं शक्नुवन्ति अस्माभि यदि विनतिः विनतिः क्रियते तर्हि ते अवश्यं पाठयन्ति तथा व्यवस्था तु कारयितुं कारयितुं शक्यते त त ते पुन तेषां समीपे बालक छात्रेभ्य पाठयन्ति खलु अत तेषां समीपे व्यवस्था भवतीति कृत्वा तत्र नीत्वा प्रशिक्षणं कारयितुं शक्यते